मम रुचिकरखाद्यम् इष्टखाद्यं पोलिकाः पोलिकाः भिन्नभिन्न पदार्थैः कर्तुं शक्नुमः मुख्यतया नारिकेलपोलिकाः इति वदामः तमिल्नाडूप्रदेशेषु विशेषः उत्सवः कालेषु एताः पोलिकायाः निर्मा निर्माणं कुर्वन्ति पचन्ति मुख्यतया सङ्क्रान्ति उगादी एतादृश उत्सवेषु निश्चयेन मुख्यं मधुरखाद्यं पोलिकाः एव पोलिकाः आम् अतीव सरलतया अपि करोमि सामान्यतया मैदाम् उपयोगं कुर्वन्ति आरोग्यार्थम् उत्तमं न भवति इति कारणेन गोधूमचूर्णं स्वीकृत्य तत्र किञ्चित् हरिद्राचूर्णं स्थापयित्वा तैलं स्थापयित्वा मिश्रणं करोमि तदनन्तरं किञ्चित् जलं किञ्चित् किञ्चित् जलं स्थापयित्वा बहु मृदुः पिष्टं निर्माणं करोमि पृथक् स्थापयामि अनन्तरं चणकसूपः स्वीकृत्य पक्वं करणीयं भवति चणकसूपः सूपान् स्वीकृत्य किञ्चित् जलम् आर्द्रं कृत्वा अनन्तरं पञ्चनिमिषं यावत् उत्तमतया पक्वं करणीयं बाष्पस्थाल्यां स्थापयित्वा चणकान् सर्वान् पृथक् कृत्वा जलात्किञ्चित् पृथक् कृत्वा सम्यक् एतस्य पिष्टनं निर्माणं कृत्वा गुडं योजनीयम् गुडस्य तस्यापि एकः मापनमपि भवति सूपः चषकद्वयं सूपः चेत् तत्र पादोनेकं चषकपूर्णं गुडं योजयामः योजयित्वा द्वयमपि सम्यक् एक ब्राष्ट्रे स्थापयित्वा उष्णं कृत्वा तस्य एकं पिष्टनं चणकपिष्टनं तत्र बवति किञ्चित् नारिकेलं नारिकेलस्य चूर्णं स्वीकृत्य तत्र स्थापयामः इला एलामपि योजयामः तेन पिष्टं पृथक् स्थापयामः प्रथमं गोधूमेन निर्मितं पिष्टमस्ति तत् तस्मात् किञ्चित् स्वीकृत्य हस्तं तैलेन किञ्चित् निमज्य तस्य उपरी समतलं कुर्मः तस्य रोटिकामिव समतलं कृत कृत्वा तस्यमध्ये गुडस्य चणकेन च निर्मितं पिष्टं स्थापयित्वा पूर्णं तस्य पुटीकुर्मः यदा चणकगुडस्य पिष्टनं बहिर्न दृश्यते तादृशं कृत्वा हस्तेन एका नारिकेलपर्णी समतलं कुर्मः रोटिका इव सदृशी भवति अनन्तरं तद् एकं लोहब्राष्ट्रे समतलब्राष्ट्रे स्थापयित्वा घृतं स्थापयित्वा पक्षद्वयमपि पूर्वपक्षमनन्तरं पृष्टतापक्षमपि पक्षमपि सम्यक् भर्जनं कारयामः तद् स्वर्णवर्णयुक्तभर्जनं भवति बहु कृष्णवर्णं न भवितव्यं तादृशं कृत्वा स्थापयामः पुलिकया सह घृतं दृढघृतं इति वदामः तेन सहितं सः खादामः चेत् बहु रुचिकरं भवति अतः अहं प्रति उत्सवेषु यदा यदा उत्सवः भवति तस्मिन् समये पोलिकान् अहं निर्माणं करोमि गृहजनाः अपि बहु इच्छन्ति तेभ्यः अपि रोचते इति कारणेन पोलिका निश्चयेन भवति अनन्तरम् इष्टवस्तु खाद्यम् इति वयं चिन्तयामः कपित्थतेमनं कपित्थफलतेमनम् कपित्थफलं विनायकचतुर्थीसमये मिलति नैवेद्यं कुर्मः विनायकस्य बहु इष्टपूर्णफलं भवति कपित्थफलम् इति उपरी तस्य उपरी बहु कठिनः भागः भवति आवरणं कठिनम् आवरणं भवति तत् पक्वफलं भवति तत् भग्नं कृत्वा पश्यामः अन्तः चाकलेहवर्णस्य गुडवर्णस्य सदृशं लेह्यमिव एकं मृदुपदार्थं भवति तत् पूर्णं निष्कास्य तेन अधिकं गुडं गुडचूर्णं मिश्रणं कुर्मः किञ्चिदेव लवणं स्थापयामः फलस्य रुचिः मधुरम् आम्लयुक्तं भवति मधुरमपि भवति आम्लयुक्तमपि भवति यदा गुडेन योजयामः लवणमपि किञ्चित् योजयामः स्वादिष्टयुक्तं तेमनं भवति एतत् मुख्यतया विनायकचतुर्थी समये मिलति फलम् अतः तस्मात् दीपावलिपर्यन्तम् अधिकं फलानि उपयोगं कृत्वा कपित्थतेमनं निर्माणं करोमि एतेन तेमनेन अस्माकं जीर्णशक्तिः वर्धते कफपित्तरोगनिवारणं भवति इति मम मातामही सर्वदा वदति अतः एतत् फलं यदा कदापि मिलति अहं न त्यजामि एव निश्चयेन क्रीत्वा तस्य तेमनं कृत्वा एव खादामि तत् कुत्रापि मिलतु गत्वा एकं फलं क्रेतव्यम् तेन तेमनं करणीयम् इति अनन्तरम् अन्येकः विषयः अस्ति केर्ला जनैः भवति घृतपायसम् इति बहु रुचिकरं भवति तस्य निर्माणार्थम् अधिकां श्रद्धां कुर्वन्ति केरळीयाः मुख्यतया पालकाट् जनाः इति वदामः ते भगवती सेवा इति पूजां करोति ललितासहस्रनामं सर्वं पठित्वा एका विशेष पूजां निर्वहन्ति एतादृश देवी पूजार्थं मुख्यतया घृतपायसम् एव निर्माणं कृत्वा नैवेद्यं कुर्वन्ति तस्य निर्माणार्थम् एकचषकपूर्णम् तण्डुलं स्वीकुर्वन्ति तस्य पक्वं कारयित्वा अष्टचषकपूर्णम् गुडं गुडं स्वीकृत्य चूर्णं कृत्वा योजयित्वा पायसनिर्माणं कुर्वन्ति तत्र यावत् गुडं स्वीकुर्वन्ति तावत् घृतं तेन योजनां कुर्वन्ति कृत्वा रुचिकरपायसं कुर्वन्ति इदानीं चिन्तयामि चेत् अपि मुखेषु जलं स्रवति